अस्माकं प्रदेशे कल्याणपुर्यां बहूनि पूजास्थानानि वरीवर्तन्ते मध्ये मार्गं कश्चन देवालय भवति अत्र उत्सवाः अपि वहवो भवन्ति तत्र अण्णम्मा इति प्रसिद्ध तत्र देवालयः वर्तते अण्णम्मा देवस्थानम् इति तत्र तस्य उत्सवस्तु महत्या कीर्त्या सर्वत्र क्रियते